प्रवासार्थं यदा वयं इतस्ततः अटामः तदा बहुविद् बहुविधनगराणि पश्यामः राज्यानि गच्छामः अहम् गतमासे अन्यराज्यं गतवान् केरलं गतवान् केरले भाषासमस्या अधिका आसीत् तथापि तावत् न यावत् अस्माभिः तमिळुनाडु राज्ये अनुभूता तमिळुनाडु राज्येपि दक्षिणभागे नाम कन्याकुमारी समीपे ते तमिळुभाषां विना अन्यभाषां न जानन्ति एव अनन्तरं किञ्चित् पूर्वतः गच्छामः पूर्वोत्तरप्रदेशं गच्छामः चेत् केचनजनाः भाषां जानन्ति एवं भाषासमस्या अनुभूता आहारसमस्या विशेषतः तत्र मांसाहार उपाहारमन्दिराणि भवन्ति अस्माभिस्तु सस्याहारिभिः अन्वेष्टव्यं भवति एवं समस्याः अस्माभिः अनुभूतः समस् अनुभूताः